आं नमो नमः भारतस्य राष्ट्रीयभाषायां संस्कृतप्रभावः भारतस्य राष्ट्रीयभाषा इत्युक्ते हिन्दीभाषा न हिन्दीभाषायां संस्कृतप्रभावः दृष्टते दृश्यते एव कथं पश्यतु भा संस्कृतभाषा तु सर्वम् आधुन्यं प्राचीना भाषा अस्ति सर्वभाषायां जननी अस्ति संस्कृततः एव तु सर्वाः भाषाः आगताः सन्ति न अन्यत् लिपिः अपि लिपिः अपि एका एव अस्ति संस्कृतस्य लिपिः मराठी हिन्दी एका एव अस्ति अतः काठिन्यं बहु न वर्तते प्रभावः अस्ति यद् नवनवतिः इति न वदामि तर्हि अशीतिः शब्दान् तु हिन्दीसंस्कृतशब्दः समानाम् एव भवति अतः यदा संस्कृतसम्भाषणशिबिरं भवति तदा मराठीभाषिकाणां हिन्दीभाषिकाणां कृते समस्या अधिका न भवति अये हिन्दीभाषायां संस्कृतस्य प्रभावः बहु बहु बहु अस्ति इत्यु किं काठिन्यं न्यूनं भवति सरलतया वक्तुं शक्यते लिपिः नां समाना अस्ति नां सर्वम् अतः प्रभा अन्यत् संस्कृतभाषा प्राचीना अस्ति तर्हि सर्वेषां जननी अस्ति तर्हि जननी तु सर्वपुत्रान् समा अस्माकं समीपे नयति एव तर्हि ब प्रभावः तु कुत्र न कुत्र जनरी किं वदति आनुवंशिकता तु सः